अहं दोसा ओड कृतवान् तद् न आगतवान् पेमेन्ट् सेक्सस्फ़ुल् अस्ति पुनश्च तद् नास्ति एकवारं आप्स्मध्ये गत्वा दर्श पश्यन्तु सेक्सस्फ़ुल् आगच्छति परन्तु दोसा कथम् नागतवान्